मम प्रिया पत्रिका भवति सम्भाषणसन्देशः इति अहं तस्मिन् सम्भाषणपुस्तके बहवः विषयाः भवन्ति कश्चन वार्ताः सम्यग्भवन्ति इति कृत्वा अहं तदिच्छामि वृत्तपत्रम् इति केपि अहं एतावता न दृष्टवान् अन्तर्जालपुटीया विषये मम तावत् ज्ञानं नास्ति केवलं पत्रादिकं दृष्ट्वा पठनम् इत्येवमेव तदतिरिच्य चन्दमामा इति पूर्वम् आगच्छति इदानीं नास्ति अहं तत्तु सम्यक् पठामि तस्मिन् चन्दमामा पुस्तके बहूनि कथा पात्राणि भवन्ति तदहं वाञ्छामि तावदेव